नमो नमः मया अन्नम् आदेशितम् परम् तत् अपेक्षि मम अपेक्षायाः अपेक्षा पूरिता नासीत् बहुतैलयुक्तं तदासीत् इत्यर्थे मया तत् तत् आर्डर् मया केन्सल् कृतम्